तिरुपति राज्ये नाम आन्ध्रप्रदेशराज्ये तिरुपतिनगरे तत्र रक्तचन्दनवृक्षाः लभ्यन्ते पुनश्च अत्र प्रसादरूपेन तिरुमलमन्दिरे यल्लड्डूकं लभ्यते तद् अन्यत्र न लभ्यते पुनः अत्र पुण्यक्षेत्राणि यानि सन्ति तानि अन्यत्र न सन्त्येव वैशिष्ट्यम् इदमेव वर्तते तिरुपतिनगरे षट् विश्वविद्यालयाः सन्ति नाम एकस्मिन्नेव नगरे ईदृ एतावन्तः विश्वविद्यालयाः राज्यान्तरेषु नोपलभ्यन्ते

प्रकृति राम रमणीयता एवं वैशिष्ट्यं नाम अत्र संस्कृतविश्वविद्यालयः वर्तते राष्ट्रियसंस्कृतविश्वविद्यालयः नाम्ना यत्र च केवलं संस्कृतमाध्यमेन अध्यापनं भवति केवलं नाम अन्यत्र विश्वविद्यालयाः सन्ति परन्तु संस्कृतमाध्यमेन अध्यापनं तत्र न चलति केवलम् अत्रैव चलति इत्येवं विशिष्टः अंशः